अहं राजस्थानप्रदेशे निवसामि तत्र बहूनि होम्स्टे लाड्ज् इत्यादीनि सन्ति तत्र सेवार्थं बहुसम्यक् व्यवस्था वर्तते ते यथासमयं भोजनं प्राप्नुवन्ति तत्र सर्वदा जलव्यवस्था भवति प्रकोष्ठाः सर्वदा वातानुकूलिताः सन्ति आगन्तुकाः तत्र सम्यक् सेवां लभन्ते प्रायेण सर्वेषु होम्स्टे लाड्ज् इत्येतेषु स्विमिङ्ग्पूल् इत्यस्य अपि व्यवस्था वर्तते